अस्माकं प्रदेशे विद्युदः समयः इति नास्ति यतो हि अस्माकं नगरे तु विद्युत् सर्वदा भवति परन्तु पूर्वं तथा नासीत् पूर्वम् अस्माकं गृहे कदाचित् यदा बहु वृष्टिकालः भवति स्म तदा विद्युत् कट् भवति स्म तदा बहु सम्यक् आसीत् यतो हि तदा एव अस्माकं पठनम् इत्यादिकं वयं त्यक्त्वा गानं गायनं वा अथवा नृत्यं वा कुर्वन्ति स्म अहं तदा मम अनुजे बहु तदा एन्जाय् कुर्मः कुर्वन्ति स्म अतः यदा विद्युत् कट् भविष्यति तदा अस्माकं बहु सन्तोषः भवति इदानीं तु तथा स्थितिः एव नास्ति यतो हि सर्वदा विद्युत् भवत्येव तथा च यदा विद्युत् गमिष्यति तदा अस्माकं गृहे केण्ड्ल इत्यादिकं स्थापयित्वा भोजनं कुर्वन्ति स्म तत् सर्वं बहु सम्यक् आसीत् इदानीं तु तथा कदाचित् ईदृशं भासते यत् यदि विद्युत् कट् भविष्यति तदा यथा आसीत् इदानीमपि तथैव भवतु तेन तथा सन्तोषाः यानि वयम् अनुभूतवन्तः तत् सर्वं पुनः अनुभवितुं बहु मनः भवि भवति तथा वृष्टिकाले च तथा यदा बहु यदि कश्चित् किञ्चित् प्राब्लं भवति चेत् वायर्मध्ये तदा एव विद्युत् कट् भवति स्म तथा च हा यदि विद्युत् गमिष्यति तदा एव बहु सम्यग् भवतीति अस्माकं गृहे तथैव आसीत् इति वक्तुम् इच्छामि